मम ग्रामे पृष्ठवेदनायाः चिकित्सायाः लोकप्रियाः गृहोपचाराः गृहोपचाराः के इत्युक्ते तत्र एकः वैद्यः अस्ति ग्रामीणवैद्यः सः मूलं स्वीक् मूलं ददाति तत् आम्लेन सह घर्षणं कृत्वा तत्र कुत्र वेदना अस्ति तत्र स्थापनीयं तेनापि गच्छति वेदना ततः अनन्तरम् इतोपि एकः अस्ति सः तैलं संस्थाप्य सम्यक्तया नोदनं कुर्वन्ति तेनापि गच्छति इतोपि अन्यः मार्गः इत्युक्ते कुत्र उन्नत स्तरात् जलं जलं पतति तत्र वयं गत्वा कुत्र वेदना अस्ति इति स्थापयामश्चेदपि गच्छति इतोपि एकः अस्ति सः कषायं निर्माय भोजनात् अनन्तरं किञ्चित् उष्णं कृत्वा स्वीकरोतु इति वदति तेनापि पृष्ठवेदना गच्छति इतोपि एकः नूतनः अस्ति युवः अस् युवा अस्ति सः किञ्चित् व्यायामम् इत्यादिकम् जिम् जिम् इत्यादिकं कृत्वापि सम्यक् कर्तुं समीकर्तुं शक्नुमः इति वदति